नृत्यं जनानां स्वास्थ्याय कथं सहायं करोति नृत्यं जनानां स्वास्थ्याय बहु अधिकं सहायं करोति प्रथमम् एकमेकं पायिण्ट्स् स्वीकुर्मः एकमेकम् अंशः स्वीकुर्मः क करोमि प्रथम अंशः अस्ति प्रथमं नित्यं कुर्मः चेत् भोजनं सम्यक्तया पचति किं किमपि वयं खादामः तत् सम्यक् रीत्या पाचनं अप् सम्यक् भवति किमर्थम् इत्युक्ते शरीरे शरीरे किं भवति ख्या केलोरीस् सम्यक्तया व्ययः भवति वयम् अधिकं भोजनमपि खादामः चेत् अनन्तरं भोजनात् अनन्तरम् एकघण्टा घण्टाद्वयात् अनन्तरं वयं नृत्यं कुर्मः चेत् बहु सम्यक् रीत्या प्रथमं तु भोजनं वयं जानीमः भिन्न भिन्नरीत्या पाचनं भवति व्ययः भवति प्रथमं स स्वेट् रूपेण स्वेट् आङ्ग्लभाषां वदामः किल स्वेट्टिङ्ग् सो स्वेटिङ्ग् रूपेण बहु अधिकं केलरि व्ययः भवति अतः पुनः पुनः भोजनस्य आवश्यक्ता भवति वयं किञ्चित् किञ्चित् खादामः उदाहरणं स्वीकरोमि चेत् मम पुत्री भरतनाट्यं भरतनाट्यस्य न नि नर्तकी अस्ति सा प्रथमं किञ्चित् किञ्चित् एव भोजनं खादति आसम् इदानीं सः तस्याः अरङ्गेट्रम् अभवत् सा प्रोफ़ेशनल् डान्सर् अस्ति सो सा बहु अधिकं सम्यक्तया खादति पाचनं पाचनं सम्यक् भवति अनन्तरं तथा अस्ति प्रथम अंशः द्वितीयंशः अस्ति कान्सन्ट्रेशन् बहु सम्यक्तया भवति किमर्थं कथम् इत्युक्ते वयं नृत्यं कुर्मः प्रथमं वयं पठनं कुर्मः अनन्तरं स्मरामः चिन्तनं मननं मननं चिन्तनं सर्वं भवति एतादृशमस्ति अतः ब्रैन् आक्टिव् भवति बहु सम्यक् रीत्या अस्माकम् मस्तिष्कः कार्यं करोति पुनः पुनः किञ्चित् विस्मरणं भवति किञ्चित् एकं द्वे स्टेप्स् विस्मरति चेत् पुनः चिन्तनं चिन्तनं चिन्तनम् अनन्तरं पुनः नृत्यं कुर्वति अस् एतादृशं भवति अतः मस्तिष्कः अस्य कार्यं सम्यक् रीत्या भवति चिन्तनं मननम् एतादृशमस्ति अतः सो कान्ट्रे कान्सन्ट्रेशन् बहु अधिकम् इम्प्रूव् भवति अनन्तरम् सेकेण्ड् थर्ड् तृतीय अंशः अस्ति तृतीय अंशः अस्ति श्वाच श्वासमुश्वाश ब्रीतिङ्ग् इन् एण्ड् औट् वयं तत्र वदामः किल आङ्ग्लभाषायां स्वासः स्वाशसः निश्वास उच्वासः तदपि डेन्स् न नृत्यं कुर्मः चेत् सम्यक् रीत्या स्वासः भवति पुल् लङ्ग् कपासिटि इम्प्रूव् भवति अतः नृत्यं बहु आवश्यकम् वयं सम्यक्रीत्या नृत्यं कुर्मः कुर्मः चेत् सुखमपि अनुभवामः किमर्थं जनाः नृत्यं कुर्वन्ति सुखम् अनुभवन्ति इत्युक्ते प्रेक्षकाः बहु आनन्देन दृश्यन्ते करताडनं करोति करताडनं कुर्वन्ति अभिनन्दनानि प्राप्नुवन्ति नृत्य नर्तकी एतादृशं भवति चेत् सुखं सुखं प्राप्नोति मनः सन्तोषः प्राप्यते मनसि सन्तोषः प्राप्यते सुखम् अनुभवन्ति अतः अन्य पठनं पाठनम् इत्यस्य पाठनमपि कर्तुं शक्नुमः सम्यक् रीत्या पठं पठनम् अभवत् चेत् पाठनमपि कर्तुं शक्नुवन्ति एतादृशं भवति चेत् बहु उपयोगः भवति अतः साटिस्फ़ाक्षन् भवति अतः अग्रे सुखम् अनुभवन्ति सर्वे धन्यः धन्यवादः